वेदकाले भारते तु बह्व्यः विदुष्यः विदुष्यः अभवन् गार्गी मैत्रियी याज्ञवल्की एताः तु विदुष्या सह चर्चामपि कुर्वन्ति स्म शास्त्रचर्चां कुर्वन्ति स्म नाम वेदकाले महिलानां स्थानं समानम् एव आसीत् किन्तु मध्यकाले तत्र यवनानाम् आक्रमणम् अभवत् अस्माकं सामाजिकी स्थितिः परिवर्तिता तदा तु पुरुषप्रधानसंस्कृतिः तत्र आसीत् पुनः आधुनिककाले अपि महिलानां स्थानं समानम् अस्ति महिलाः शिक्षणम् कुर्वन्ति वृत्तिमपि कुर्वन्ति गृहस्य दायित्वं सम्यक्तया वहन्ति पुनः वृत्तिमपि कुर्वन्ति ताः स्वस्य मतमपि सम्यक्तया प्रकटीकर्तुं शक्नुवन्ति पुरुषप्रधानसंस्कृतेः लयः अभवत् तत्र पुरुषः स्त्री इति कोपि भेदः अस्माकं भारते अधुना नास्ति स्त्रीपुरुषसमानता सर्वत्र वर्तते एतस्य कृते ज्योतिबाफुलेमहोदयः सावित्रीबाईमहोदया एतेषाम् अथक् प्रयत्नाः सन्ति तेषां प्रयत्नैः एव महिलाः अग्रेसराः सन्ति सर्वेषु क्षेत्रेषु अधुना महिलानाम् आधिपत्यम् अस्ति न केवलं शिक्षणक्षेत्रे अपि तु वैमानिकीक्षेत्रे अपि तु अन्तरालक्षेत्रे अपि महिलानां तत्र नाम अग्रे अस्ति महिलाः केवलं गृहम् दायित्वं पालयन्ति इति न जगति सर्वाः महिलाः जगतः अपि दायित्वं वोढुं शक्नुवन्ति अस्माकं पूर्वतनीया राष्ट्रपतिमहोदया शालीनीताईपाटिल् अद्यतनीया राष्ट्रपतिमहोदया मुर्मु एते तु अस्माकं कृते आदर्शे स्तः